अस्माकम् संस्कृतभाषा भारतीयभाषाणां जननी देवभाषा अस्माकं वेदपुराणानि संस्कृतभाषायाम् एव रचिता परम् इदानीम् अन्यभाषा प्रभावेन जनानां मनसि संस्कृतभाषायाः विषये उदासीनभावः जागृत अतः इदानीं संस्कृतभाषायाः पुनर्जीवनम् अस्माकम् आद्य कर्तव्यः अतः वयं संस्कृतभाषां नित्यजीवने उपयोगं कुर्मः प्रादेशिकभाषायाः सह संस्कृतम् अपि वाणिज्यव्यवस्था मध्ये उपयोगं कुर्मः चेत् संस्कृतप्रचारकार्यः सुलभं भवति प्रादेशिकवाणिज्यव्यवस्थायां मध्ये इदानीं तु संस्कृतस्य उपयोगः तावत् न दृश्यते वयम् आपणे अथवा अन्य लघुवाणिज्यव्यवहारप्रदेशे संस्कृतस्य उपयोगं कर्तुं शक्नुमः उदाहरणार्थम् आपणे सामग्रीनां नाम वक्तुं शक्नुमः आपणिकस्य सह लघु संस्कृतसम्भाषणं कर्तुं शक्नुमः भाषावर्धनम् एवं भवति वयं मूलतः एव प्रयत्नं कुर्मः चेत् पूर्णतया प्रादेशिकवाणिज्यव्यवस्था मध्ये संस्कृतस्य उपयोगं कर्तुं शक्नुमः